जनानां मूल्यानि अपि कालान्तरे परिवर्तन्ते बाल्ये अस्मा अस्माकम् अनुकूलानि मूल्यानि यदा यदा युवां प्रौडः भवति सम्बन्धः निर्भन्ति जगति मार्गं च निर्बन्दि तदा परिवर्तन्ते अतः एतत् मम अभिप्रायः